अस्माकं ग्रामे मूलभूतसौकर्यम् इत्युक्ते सम्यक् अस्ति इति सामन्यतया वदामः किन्तु अत्र मूलभूतसौकर्याणां इतोपि अभिवृद्धिं कर्तुं प्रशासनं महत्वपूर्णकार्यक्रमं करणीयं अस्ति पूरा पञ्चवर्षे बहूनि मूलभूतसौकर्याणाम् अभिवृद्ध्यर्थं कार्यक्रमान् कृतवन्तः प्रमुखतया रस्तानाम् अभिवृद्धिं प्रशासनं कृतवन्तः अनन्तरम् अत्र विद्यमानान् प्राथमिक तथा प्रौढशालेष्वपि कानिचन उपयुक्तकार्यक्रमान् प्रशासनं कृतवन्तः प्रशासने कृतवन्तः पूरा कोरोना सन्दर्भे अति मूलभूत आवश्यकतानां कृते प्रशासनं महत्वपूर्णकार्यक्रमं कृतवन्तः प्रमुखतया अत्र स्थलीय सर्वकारस्य अधिकारिणः अस्मिन् विषये उत्तमयोगदानं दत्वा जनानां कष्टसन्दर्भे सहकारं दत्तवन्तः इदानीम् अस्मिन् सामन्यसन्दर्भे स्वास्थ्य इत्यादिकविषये प्रशासनम् इतोपि चिन्तनां करोति चेत् अत्र बहु उपयुक्ताय भवति इति मन्ये समान्यतया अस्मिन् उजरे प्रदेशे जनसंख्या वर्ध वर्धयन् एव अस्ति इत्युक्ते प्रतिदिनम् अथवा सामन्यतया विरामदिने अपि अत्र बहवः आगत्य गच्छति धर्मस्थलार्थम् अथवा अन्यत् यत् किमपि कार्यार्थं आगत्य गच्छति तदर्थम् अत्र तादृश आगमनगमनसन्दर्भे जनाः स्वास्थ्यस्य विषये किञ्चित् दोष् समस्यां कुर्वन्ति इति सर्वे जानन्ति किन्तु अस्मिन् विषये प्रशासनः किमपि सहकारं करोति चेत् स्वास्थ्यरक्षणविषये अद्य गमनं ददाति चेत् उत्तमम् भवति इति सामान्यतया अत्र ग्रामवासिनां अभिप्रायः वर्तते अनन्तरम् अस्माकं ग्रामः अस्ति शिक्षणकेन्द्रः तदर्थं शिक्षणं प्राप्तुं दूरग्रामतः अपि अत्र जनाः आगच्छन्ति केवलं द्वित्रिणीचत्वारिवर्षे अत्र स्थित्वा शिक्षणं स्वीकृत्य गच्छन्ति तेषां कृते अपि अत्र स्वास्थ्यनैर्मल्यादि विचाराः अति आवश्यकम् अस्ति तदर्थं प्रशासनम् इतोपि किञ्चित् महत्वं स्वास्थ्यस्य कृते दातव्यम् इति अभिप्रायं वक्तुं शक्नुमः